राजस्थान् प्रान्तेषु भिन्नभिन्ननगरेषु उदयपुरः जयपुरः जोध्पुरः बीकानेरः कोटाबून्दी भिन्नभिन्नस्थानेषु कलाकृतिः भिन्ना भिन्ना अस्ति तत्र बीकानेर् प्रान्तेषु एकः सुप्रसिद्धा कला उस्ताकला ते उष्ट्रोपरि स्थापयते उदयपुरे बिछवैया इति भीतिचित्रम् तत्र प्रदर्शयति प्रसिद्धा अस्ति जयपुरस्य टेराकोटा मानसिङ्घ् नाम राज्ञः अस्ति समये विकासः भवति तेषा समये विकासः भवति राजधानी जयपुरे सम्पूर्णराजस्थानप्रदेशेषु भिन्नभिन्नवस्तुना कलात्मकानां कलानां च सर्वेषु कलाकृतिना अत्र उपलब्धाः अत्र सर्वेऽपि कलानाम् अत्र सर्वे कोऽपि कलायाः विषयः अपि प्रसिद्धः राजस्थाने सः प्रसिद्धः तेषु भवन्तः अत्र प्राप्नुवन्ति